अस्माकं महाराष्ट्रे बहवः दुर्गाः सन्ति बहवः देवालयाः सन्ति तत् तस्य बहु बहवः महत्त्वम् अस्ति वयं महरा अस्माकं महाराष्ट्रे छत्रपतिशिवाजीमहाराजः इति ए भूतकाले सः आसीत् स वयं महाराष्ट्रराज्यस्य अखण्डहिन्दुस्थानस्य आराध्यदैवः अस्ति तस्य कृते अस्माकं निष्ठाः बहवः अस्ति सः अस्माकं कृते देवः देवाः समानम् अस्ति तस्य स्मारकं अत्र तत्र महाराष्टट्रे इतोपि न केवलं महाराष्ट्रे किन्तु सम्पूर्णभारतदेशे तस्य तस्य देवालयः स्मारकाः सन्ति सम्यकस्ति यदि सः न न आसीत् तस्मिन् काले तदा वयं सर्वे अस्मिन् काले हिन्दु न भवितुं शक्नुमः यदा वयं सर्वे हिन्दु मनु इड्लि दोसा एक्सेट्र इति जीवितं स सन्ति वयं सर्वे ए स्मः एतत् कारणेन एतस्य कारणं केवलं छत्रपतिशिवाजीमहाराजः अस्ति